नमस्कारः स्विग्गि अहं विजयनगरे वसामि अहं द्वा दशवादने एव गोबीमञ्चूरी वैभव उपहारमन्दिरमध्ये आर्डर् कृतवती परन्तु इदानीं द्वादशवादनं जातं इतोपि मया गोबिमञ्चूरी न लब्धं कृपया एतस्य दायित्वं स्वीकुर्वन्तु